हरिः ओम् नमस्कारः मम नाम श्रिपूर्णा अहं सर्वदा भवतः ओरेञ्ज् ट्रावल्स् माध्यमेन एव कुत्रापि गच्छामि कार्यानेन गत सप्ताहे बुधवासरे अहं मेड्चेलजनपदतः उप्पालगोडः संस्कृतभारती कर्यालयपर्यन्तम् एकस्मिन् कार्याने गतवती तत्र चालकस्य नाम बाबु इति आसीत् सः उत्तमः उत्तमरीत्या मया सह व्यवहृतवान् पुनः अहं तं चालकम् एव इच्छामि पुनः मया मेड्चेलतः सिकन्द्राबादः रैलस्थानकं गन्तव्यम् अस्ति रात्रौ गन्तव्यं तेन सः गच्छामि चेत् अहं भीतिं न प्राप्नोमि अतः कृपया तं चालकम् एव प्रेषयन्ति वा अस्तु धन्यवादाः